भारतस्य स्वातन्त्रसङ्ग्रामस्य विषये मम अभिप्रायः वर्तते मम भागग्रहणं तत्काले भवति स्म चेत् इतोऽपि अस्य भारतस्य स्थितिः उत्कृष्टुं नेतुं शक्नोमि स्म इति किं कारणं नाम इदानीं पूर्वं यद् श्रूयते तत् शृत्वा मम मनसि तथा आगच्छति इतोपि अहं किमपि उत्कृष्टं किमपि साधयितुं शक्नोमि इति इदानीं तत्काले समस्या सा एव जाता अस्मासु एव कोलालः जातः वर्तते उदाहरणार्थम् एकम् उदाहरणं दातुं शक्नोमि तत्काले सावर्कर् महोदयः यः आसीत् तस्य कृते सम्यक् एकं स्थानं न लब्धं कुतः तत्काले यः प्रधानी आसीत् सः तस्य नाम वक्तुम् अहं न शक्नोमि किन्तु सः प्रधानी या आसीत् सः सहकारं न दत्तवान् तदपि एकं मुख्यं कारणं वर्तते किञ्चित् निधानेन अस्माकं कृते स्वातन्त्रं प्राप्तुम् अतः मम मनसि तथा भावः आगच्छति मम भागग्रहणपि भागग्रहणमपि तत्र क्रियते स्म चेत् इतोपि उत्कृष्टं भवति स्म इति अतः मम अभिप्रायः तावानेव वर्तते इदानीं यदि तथा अवकाशः लभ्यते तर्हि अवश्यम् अहं तत्र भागं गृह्णामि अवश्यम् अस्य भारतस्य स्वातन्त्र्यार्थम् अहं यत्नं करोमि इति अपि च मम मनस्थितिः अपि सा एव वर्तते अस्य भारतस्य स्वातन्त्र्यं वस्तुतः न प्राप्तं वर्तते इति कुतः तथा अभिप्रायः इति चेत् इतोऽपि बहुषु स्थानेषु निर्धनिकाः सन्ति तेषां कृते भोजनमपि एकस्य कालस्य भोजनस्यार्थं ते बहु प्रयासं कुर्वन्ति अतः इतोपि भारतस्य स्वातन्त्र्यं न प्राप्तं वर्तते इत्येव मम अभिप्रायः वर्तते